आं वदतु

उत्तीर्णः कः उत्तीर्णः वा एवम् एवं तस्य किं नामधेयं तस्य छात्रस्य युवराजभोगाव्कर् इति अस्तु कस्यां परीक्षायां सः उत्तीर्णः अस्तु तेनालीमहापरीक्षायाम् कस्मिन् विषये व्याकरणविषये वा ओ एवं सः कुत्र निवसति सः मूलतः कस्मात् कः कस्मात् ग्रामात् सः आगतवान् सम्भाजिनगरतः वा अस्तु सम्यक् कति वर्षाणि अभवत् सः व्याकरणं पठन् अष्टवर्षाणि अस्तु अस्तु बहु सम्यक् बहु सम्यक् तर्हि अस्य वार्ता दातुमिच्छति वा भवान् वृत्तपत्रे

अस्तु इयं परीक्षा कठिना वर्तते सर्वे तत्र उत्तीर्णाः न भवन्ति एवं वा आम् अस्तु बहु न्यूनाः एव बहु अल्पजनाः एव सा तस्यां परिक्षायाम् उत्तीर्णाः भवन्ति इति वक्तुमिच्छति हा अस्तु ओ एवं यु पि एस् सी तः सः किं तत्र क्लिष्टतरा वा सा किं वक्तुमिच्छति तादृशक्लिष्टा वर्तते इति हां तस्यापेक्षया एवं यु पि एस् सी अपेक्षया महापरीक्षा अधिका क्लिष्टा इति वक्तुमिच्छति अस्तु अस्तु सम्यक् तर्हि अस्य वार्तां वयं दास्यामः वृत्तपत्रे अस्माकं सूचनार्थं धन्यवादाः कश्चित् पुरस्कारः अपि विद्यते वा अस्य पुरस्काम् आम् अस्तु वैयाकरणभूषणः अस्तु सः वैयाकरणभूषणः जातः इत्येव वार्ता अस्तु दास्यामः तर्हि धन्यवादाः